एतावता मया पञ्चमहायज्ञानां विषये एकं लघु पुस्तकं लिखितमस्ति पुस्तकम् इति वा वक्तुं शक्यम् अथवा शोधप्रबन्धः इति वा वक्तुं शक्यं मया सः पुस्तकविशेषः लिखितः वर्तते तत्र विशेषेण वेदोक्ताः ये पञ्चमहायज्ञाः वर्तन्ते तान् यज्ञान् उद्दिश्य मया लिखितम् अस्य लेखस्य प्रेरणा मह्यं विद्वान् श्रुतिप्रियशर्मणः सकाशात् प्राप्तं किञ्च अधुना अद्वैतवेदान्तस्य ब्रह्मसूत्रभाष्यग्रन्थस्य भाष्यरत्नप्रभा इत्याख्या या व्याख्या वर्तते तस्यां कश्चन प्रयत्नः कर्तव्यः इति निश्चितमस्ति अतः भाष्यरत्नप्रभायां ये मीमांसा न्यायाः वर्तन्ते अथवा मीमांसापूरकाः मीमांसाशास्त्रे विद्यमानाः पदविशेषाः ये सन्ति तान् अधिकृत्य मया कश्चन शोधविषयः अथवा शोधपत्रं लेखनीयम् इति मया निश्चितमस्ति इदं तु मया संस्कृतेन एव लेखनीयम् इत्यपि निश्चितमस्ति अतः अहं संस्कृतभाषायाम् एव लिखामि इति अत्र सहर्षम् अहम् आत्माभिमानपुरस्सरं वदन् अस्मि